अस्तु किं जातम् आम् सम्यक्तया निद्रा न आगच्छति वा इतोपि किं भोजनं भोजनं करोति वा किं किम् इतोपि पूर्वं किं जातं गृहे किमपि जातं वा या किं भवान् सम्पूर्णं वदतु किं किं जातं अस्तु इतोपि गृहे सर्वे कुशलिनः सन्ति वा अस्तु बहु चिन्ता मा करोतु अत्र संसारे ये केपि आगच्छन्ति ते मृत्युं लभन्ते अस्तु अन्यत् अन्यत् किं भवतां मनः न लगति गृहात् बहु दूरे अस्ति वा तदेव मनः न लगति इतोपि भोः मम चिकि चिकित्सालयं प्रति आगच्छतु अन्यथा अहं लोकेशन् इति सेण्ड् करोमि अन्यत् अधुना मेडिसिन् इत्यादिकं भवता कृते दास्यामि अन्यत् भवान् भोजनं करोतु चिन्ता मा करोतु किं किं जातं किं न जातम् इति अन्यत् किं भवति भवतः पीडा इत्यादिकं किमपि वा पीडा इति न भवति उदरे वा मस्तिष्के वा अस्तु भवान् मम चिकित्सालयम् आगच्छतु अहं लोकेशन् फ़र् सेण्ड् करोमि अस्तु धन्यवादः